हरि ओम् आम् आम् आम् अस्मि आम् ज्ञायते अस्तु आम् अस्तु आम्

आम् अस्तु अस्तु आम् आम् अस्तु आम् अस्तु आम् आम् वदामि आम् आम् आम् जायमाना अस्ति तत्र उक्तम् तत्र श्वः प्रातः तु पूजादिकं सर्वं शीघ्रं भवति प्रातः चतुर्वादने एव उत्थानं भवति तदनन्तरं कार्यक्रमस्य वा अस्तु कार्यक्रमे सभाकार्यक्रमस्य वक्तव्यं वा तत्र सार्धैकादशवादने कार्यक्रमः आरभ्यते सार्ध एकादशवादने स्वामिनः आगच्छन्ति तेषाम् आगमनानन्तरं कार्यक्रमस्य आरम्भः तत्र कीर्ति किं निरूपाणदाकिं सर्वं कीर्त्या क्रियते तत्र किं आदौ तावत् वेदघोषः भवति छात्राः कुर्वन्ति कार्यक्रमात् प्राक् तत्पश्चात् आम् तत्र प्रेयस्विन्याः मधुरा सन्निधि अनन्तरं सुष्मिता इति तिस्रः ताः कुर्वन्ति अनन्तरं स्वागतपरिचयः भवति तत् कीर्त्या एव क्रियते तत्पश्चात् किं भाषणं भवति तेषां कजम्पाडि सुब्रह्मण्य अग्रजः करोति तदनन्तरं प्रथमः पाठः भविष्यति ते स्वामीजि ये आगच्छन्ति ते कुर्वन्ति तदनन्तरं शान्तिमन्त्रद्वारा कार्यक्रमः समाप्यते इत्येवं कार्यक्रमस्य स्वरूपम् आम् अस्तु अस्तु आम्

अस्तु आम् अस्तु आम् आम् अस्तु आम् एवम् आम् आम् आम् सिद्धमस्ति आम् तत् प्रातः कुर्मः आम् आम् आम् अस्तु स्थापयामः आम् उक्तमस्ति सूचितं तदपि अस्तु अस्तु आम् आम् आम्